आकाशवाणीं तु अहं न शृणोमि परन्तु दूरदर्शने अहं कदाचित् कौन् बनेगा करोड्पति नामक कार्यक्रमं पश्यामि एषः कार्यक्रमः शोनि नाम चेनेल् उपरि आगच्छति एतस्मिन् एतस्मिन् कार्यक्रमे अध्ययनस्य विषये एव सर्वं भवति यथा कस्य ज्ञानं कथम् अस्ति यः कोपि अत्र प्रतिभागी भवति सः प्रश्नानाम् उत्तरं ददाति एतेन किं भवति बालाकानां करेण्ट् अफ़ेयर्स् विषयेऽपि ज्ञानं भवति तेषां जनरल् नालेज् तस्य अपि वर्धनं भवति ए एषः बहुसम्यक् कार्यक्रमः अस्ति तु वयं गृहे ये जनाः सन्ति ते सर्वे एव मिलित्वा द्रष्टुं शक्नुवन्ति